मम प्रदेशे स्त्रीणां स्थानमानविषये स्त्रीणां स्थानमानम् उत्कृष्टमेव वर्तते अपि च महिलाः शिक्षिताः सन्ति वा इत्युक्ते शिक्षिताः एव उद्योगे स्वतन्त्राः सन्ति वा इत्युक्ते स्वतन्त्राः उद्योगं कुर्वन्तः सन्ति कुर्वन्ति कुर्वन्तवत्यः अपि च अस्माकं परम्परायां कश्चन विशेषः वर्तते अपि अस्माकं समाजोऽपि सामाजिकचिन्तनमपि वर्तते महिलाप्रधानं मातृसमाजः मातृसमाजः प्रधानतया मातृसमाजः इति अस्माकं चिन्तनं वर्तते मातृसमाजस्य उन्नतीकरणम् अस्माकं चिन्तनं महिलाः श्रष्ठाः अस्माकं परम्परायाम् अस्माकं मम प्रेदेशे बह्व्यः वर्तन्ते सर्वेषु क्षेत्रेषु रैल्वे क्षेत्रे स्यात् शिक्षणक्षेत्रे अथवा इत्यादि उद्योगं कम्नी मध्ये इत्यादिषु सर्वेषु क्षेत्रेषु महिलाः कार्यं कुर्वन्तः सन्त्येव सर्वाः शिक्षिताः च अपि च शिक्षिताः ताः अपि गृहे स्वविवाहः स्वस्याः विवाहोत्तरं गृहे गृहिण्यः जाताः गृहिणी इति श्रेष्ठं स्थानं तत्र यतो हि समग्रगृहस्य निर्वहणं तया क्रियते अतः गृहिणी इति स्थानम् अस्ति स्त्रीणां स्थानं तद् अस्ति यदस्ति तद् श्रेष्ठमेव अपि च मम प्रदेशे सर्वाः स्त्रियः शिक्षिताः एव सन्ति सर्वाः अनेकाः महिलाः स्त्रियः सर्वेषु क्षेत्रेषु न केवलम् अत्र भिन्नभिन्नप्रदेशेषु बेङ्ग् अन्यस्मिन् राज्ये अन्येषु देशेषु नमा बहुत्र बहुषु क्षेत्रेषु कार्यं निर्वहन्तः सन्ति काशचन अत्रैव गृहिणीस्थानं प्राप्तवत्यः अपि च सर्वाः अपि शिक्षिताः अयं विषयः सुस्पष्टः वर्तते नाम काश्चन समस्याः भवन्त्येव महिलाः इत्युक्ते तासां कृते भवन्त्येव तथापि शीघ्रं विवाहः कार्यते केषुचिद् गृहेषु केषुचिद् गृहेषु अध्ययनार्थं न त्यज्यते महिलानाम् अध्ययनं न कार्यते इत्यादयः समस्याः भवन्त्येव किन्तु अस्माकं प्रदेशे तादृशाः समस्याः अतिविरलाः सन्ति तथापि केषु गृहेषु वर्तन्ते किन्तु तेषु गृहेषु याः महिलाः वर्तन्ते ताः अपि स्वशक्त्या अन्येषां सहकारेण पितुः सहकारः एण वा मातुः सहकारेण वा ताः सर्वाः अपि शिक्षिताः समस्याः सन्ति तथापि समस्याः बीजः पार्श्वे स्थापयित्वा समस्याः पार्श्वे स्थापयित्वा ताः समाजे उत्कृष्ठस्थानं प्राप्तवत्यः ताः सर्वाः